आं स्थानीयकलाकारः स्वस्य कलाप्रदर्शनार्थं नगरे गच्छति विभिन्नराज्ये गच्छति अत्र लावणीकला लावणीनृत्यं बहु प्रसिद्धम् अस्ति तत् संरक्षणाय उत्थानाय अत्र कलाकारः स्वस्य कलाकृतिं विविधसांस्कृतिकमण्डले कलायाः प्रदर्शनं करोति तदनन्तरं विविधराज्ये गत्वा स्वस्य कलाकृतिं प्रदर्शयति तत् संरक्षणाय कृते अनन्तरं अनन्तरं गत्वा अनन्तरं प्रदेशे गत्वा तस्य प्रयोजनं करोति बालकाः नू नूतनं बालकान् कृते आह्वयति कला नृत्यं प्रकारः कु बालकाः सहकुर्वन्ति पाठशालायां तस्य एका कक्षा वर्गं स्थापयित्वा तत्र बालकः बालकान् कृते शिक्षणं ददाति अत्र बहूनि कार्यं करोति